अहं सर्वदा मम प्रादेशिकं नाटकसङ्गीतमेव अधिकं गायनं करोमि तत्रैव मम बहु रुचिर्वर्तते यतो हि तादृशं सङ्गीतं प्राक् नाम प्राचीनकाले मम प्रदेशे ये सङ्गीताः अत्यन्तं प्रचलिताः आसन् तस्य स् तेषाम् अर्थावगमनम् अपि अत्यन्तं सुलभतया भवति स्म अर्थानुसन्धानेन अत्यन्तं मनसः शान्तिर्लभ्यते मनसः शान्तिः लाभः एव सर्वे सङ्गीतं श्रुण्वन्ति यदि तत् लभ्यते तर्हि तत्रैव मनः पुनः पुनः रमते मनःपुनः पुनः रमते चेत् तत् गायनं स्वाभाविकेन भवति तस्य प्र प्र नाम सर्वत्र न गायनं भवति कुत्रचित् यदा मनः शान्तः भवति तदा गाय् गायामि पुनः यदि मनसः शान्तिरपेक्षते तदा गायामि एवं यत्र कु सर्वत्र मम गानं न भवति अहं कुत्रचिदेव गायामि पुनः गृहे एव गायामि भव मनसः शान्तिनिमित्तं मम गानं भवति पुनः नाटकं नाटकस्थमेव गानं गायामि इति नास्ति कदाचित् शास्त्रीयमपि गानं मह्यं मम बहु रोचते कृष्णवरकं श्री कृष्ण भगवान् श्रीकृष्णपरकं गानं मम बहु रोचते तथैव अहं बहु श्रुणोमि